हा नमस्ते हा एवम् अहं पल्लवी इति ट्रिप् एजेन्ट्

हा एवं क्रियते हा इदानीं तत्र पारिवारिकाः जनाः गन्तुम् इच्छन्ति वा इत्युक्तौ कुटुम्ब समेताः हा तर्हि तत्र वृद्धाः सन्तीति मन्ये हा हा तर्हि ते पुण्यक्षेत्रादिकं द्रष्टुम् इच्छन्ति अतः काशी हा काशी ततः प्रयाग् राज् ततः सारानाथ् ततः अयोध्या तत्र गन्तुं शक्यते इति चिन्तयामि

हा तत्र गमनार्थं अस्माभिः व्यवस्था क्रियते भोजनव्यवस्थादिकं सम्यगेव भवति यथा वृद्धेभ्यः आरोग्य वृद्धानाम् आरोग्यहितार्थं यथा अपेक्षितं तद्वद् भवति बालानामपि समीचीनतया भवति अपि च वासव्यवस्था अपि टु बी हेच् के व्यवस्था भवति तदपि सम्यक्तया क्रियते अपि च मध्येपि फलरसा दीयते संहत्य प्रयाणं पञ्चदशदिनात्मकं भवति इतः प्रस्थानं कृत्वा तत्प्राप्य पुनः आगन्तुं पञ्चदशदिनानि अपेक्षितानि प्रयाणस्य व्ययः पञ्चविंशतिसहस्रं भवति ततः आहरव्यवस्था इत्यादिकं चेत् पुनः दशसहस्रम् एवं संहत्य पञ्चत्रिंशत् सहस्रम् अपेक्षितं भवति हा डिस्कौन्ट् वृद्धेभ्यः वर्तते दश पर्सेन्ट् वर्तते अतः त्रिंशत् सहस्रम् नास्ति नास्ति नास्ति नास्ति तत्र भवत् भवन्तः रैलयानं प्रति बुक् कर्तुम् इच्छन्ति वा अथवा अन्या अन्य सौलभ्यमन्यदपेक्षितं वा इत्युक्तौ यानं अस्तु अस्तु हा हा हा सम्यक् सम्यक् तर्हि सप्तजनाः इत्युक्तवन्तः कलु तर्हि सप्त सेवेन् सीटर्स् बुक् क्रियते हा इनोवा यानं बुक् व्यान् बुक् क्रियते

प्रस्थानं दिनद्वयानान्तरं शक्यते अस्तु तर्हि वयं पुनः एकदा सम्पर्कं कुर्मः अस्तु